अहं महाराष्ट्रराज्ये वसामि मम राज्ये बहवः उत्सवाः सन्ति तत्र तेषु सर्वासु उत्सवात् उत्सवेषु दीपावली महत्त्वपूर्णम् उत्सवमस्ति तत्र दीपावल्यां दीपाः ज्वालयन्ति अनन्तरं नूतनवस्त्राणि धारयन्ति सर्वे जनाः मृष्टान्नं प्रत्येके गृ प्रतिगृहे मृष्टान्नं पाचयति अनन्तरं एतेषु सर्वा उत्सवेषु महत्त्वपूर्णम् उस्तम् उत्सवः दीपावलिः अस्ति अनन्तरं होलिकादहनमपि एकप्रकारस्य एकः प्रकारकः उत्सवः अस्माकं महाराष्ट्रराज्ये प्रचलत् वर्तते तत्रापि होलिकायाः दहनं तत् असत्यस्य सत् सत्यस्य उपरि असत्यस्य विजयः एवं प्रतीकः अस्ति तद् होलिकाउत्सवः या यथा ए एतस्य प्रकारस्य बहवः उत्सवाः महाराष्ट्रराज्ये प्रचलन्ति मम राज्ये वेषभूषा अपि विभिन्ना वर्तते तेषु मुख्यवेषभूषा महाराष्ट्रराज्यस्य अस्ति नव्वारि सारि महिलायाः अनन्तरं पुरुषः पुरुषजना जनाः धूति कुर्ता धारयन्ति